तर्हि तन्त्रज्ञानस्य उपयोगे सर्वेऽपि वयम् इति वयं कथयामः तर्हि वयं सर्वेऽपि तन्त्रज्ञाने निष्णाताः वा कथं वयं तर्हि वयम् इत्यस्य युवानः न वयम् इत्यस्मिन् बहवः आगच्छन्ति पुरुषाः महिलाः युवानः वृद्धाः ज्येष्ठाः सर्वेऽपि आगच्छन्ति कलु तर्हि युवानः सम्यक्तया उपयोगं कर्तुं शक्नुवन्ति किन्तु ज्येष्टाः तथा न भवन्ति ज्येष्टानां कृते एतत् सम्पूर्णं नूतनं भवति पुनः ते एकस्मिन् कार्ये अभ्यस् अभ्यस्ताः भवन्ति पुनः नूतनम् इत्युक्ते आदौ क्लेशमनुभवन्ति पुनः तस्य तं अवगमनं कृत्वा पुनः तद् उपयो तत् तस्य उपयोगः करणीयः तर्हि इदानीं यथा वयं दूरवाणीं पश्यामः तर्हि दूरवाणी उन्नयने अपि क्लेशमनुभवन्ति किमर्थम् तत्र टेक्नालजि किमस्ति टच् स्क्रीन् अस्ति तर्हि टच् स्क्रीन् नोदनसमये यदा स्पर्शनसमये किमपि दो दोषंं भवति वा इति विचिन्त्य तस्य स्पर्शमपि न कुर्वन्ति तर्हि एतादृशाः समस्याः वरिष्टनागरिकाः अनुभवं कुर्वन्तः सन्ति